हरिः ओम् नमस्ते महोदये नमस्ते सुरवाणीसंस्थायां भवती सङ्गीतं पाठयति खलु मम पुत्री अस्ति सा भवत्याः सङ्गीतविद्यालम् आगच्छति प्रतिदिनं सा कथं सङ्गीतं पठति तस्याः प्रगतिः कथम् अस्ति एवं सा शास्त्रीयसङ्गीतं वदति खलु सम्यक् एवमेवं वस्तुतः सा चञ्चला अस्ति अतः गृहे अपि न उपविशति वयं प्रयत्नं कुर्मः अस्तु कीदृशं सङ्गीतं श्रावयामि महोदये एवं तस् तस्याः टिप्पणीपुस्तिकायां यदि ततः विलिख्य भवन्तः सर्वं प्रेषयन्ति तर्हि वयम् अवश्यं तां श्रावयामः एवं तदर्थं विशेषप्रयत्नः करणीयः वा एवम् एवं तदर्थं महोदये काचित् एप् वा तथा किमपि अस्ति वा अस्तु अस्तु तस्य विवरणमपि भवति कृपया प्रेषयति चेतस्माकं कृते सुकरं भवति एवम् एवं सम्यक् इतोपि तत्र सङ्गीतपरीक्षाः भवन्ति वा अस्मिन् वर्षे अस्तु तर्हि धन्यवादः